नमस्ते नमस्ते आं सर् अहं आं सर् अहं वीणा अस्मि अहम् एकस्मिन् कलालये कार्यं कुर्वती अस्मि श्रूयते खलु सर् वीणा वीणा सर् अहं पर्सनल् अपायिण्टमेण्ट् एकं स्वीकृतवती आसम् अस्मात् अहूतवती सर् मम कश्चन क्लेशः वर्तते भवन्तः शृण्वन्ति खलु आं सर् मम गृहे बहु समस्याः सन्ति सर् मातुः मातुः स्वास्थ्यं सम्यक् नास्ति पितुः अपि स्वास्थ्यं सम्यक् नास्ति ज्येष्ठस्य पादौ हस्तौ च भग्नं जातम् तत् तेषां सर्वेषामपि दायित्वं मयि निक्षिप्तमस्ति पुनः मम अपि अधुना आरोग्यसमस्याः जायमाना अस्ति कटिवेदना कण्ठवेदना इत्यादिकं तर्हि अधुना मेण्टलि बहु स्ट्रेस् अनुभूयमाना अस्ति सर् तत्सर्वं त्यजामः तत् कथञ्चित् अहं करोमि चेदपि कालालये बहु क्लेशः अस्ति सर् मम एक कोलीग् अस्ति मम पार्श्वे उपविशति वृथा ब्लाब्लाब्लाब्ला वदति सर् अहं किं करोमि सर् सः बहु पीडयति बहुवार्तालापः करोति अहम् उत्थाय गच्छामि चेदपि बहु वार्तालापं करोति बहु पीडयति वृथा मां तर्जयति किं किमपि किमपि वदति मम मम आरोग्यं सम्यक् नास्ति इत्यस्मात् अहं किमपि न वदामि चेदपि सः वृथा मां आहूय किमपि किमपि उक्त्वा पीडयति सर् एतत् सर्वं सोढ्वा सोढ्वा अधुना मम मेण्टल् हेल्त् बहु प्ले बहु असमीचीन अवस्थायाम् अस्ति सर् अहं किं करोमि इति किञ्चित् मोचयन्तु सर् आमाम् एवम् पिता पिता तु पूजाकार्यं करोति माता तु लिपिका अस्ति एकस्मिन् विद्यालये सर् अहं तु

तत्तु अहं करोमि सार् अहं प्रतिदिनं प्रातः पञ्चवादने उत्थाय इतरध्यानादिकं करोमि आम् अस्तु कटिवेदना अस्ति सूर्यनमस्कारः मा करोतु इति एवमेवम् अस्तु एवम् एवम् अस्तु सर् अस्तु अस्तु सर् आम् आं करोमि सर् धन्यवादाः अस्तु सर् अस्तु स्वीकरोमि धन्यवादाः